तद् भोजनालयात् भोजनालयात् पूर्वम् अहम् अन्नं खादितवती तदुत्तमम् आसीत् इदानीं मम गृहे तद् अन्नं व्यञ्जनेन सह प्रेषयति चेद् उत्तमं भवति